सङ्गीताध्ययनं ये कुर्वन्ति तेषां श्रवणं मननम् अभ्यासः च अत्यावश्यकः अपि च गुरोः समीपे एव गत्वा अध्ययनं करणीयम् पुनः भिन्नभिन्न कोन्सर्ट् प्रति गन्तव्यं ज्येष्टानां सङ्गीतं श्रोतव्यं तथा अभ्यासः अपि करणीयः एव उदाहरणार्थं मम पुत्रयोः शालायां प्रायशः सर्वे छात्राः सङ्गीताध्ययनं कुर्वन्तः सन्ति अपि च केचन छात्राः ताळवाद्यं पठन्तः सन्ति केचन लयवाद्यं पठन्तः सन्ति सर्वेषां छात्राणां शास्त्रीयसङ्गीतस्य ज्ञानमस्त्येव बहवः तत्र पोषकाः अपि शा शास्त्रीयसङ्गीतं जानन्ति अतः शालातः छात्राणां शास्त्रीयसङ्गीज्ञानस्य वर्धनार्थं विशेषकार्यक्रमान् आयोजयन्ति एकस्मिन् कार्यक्रमे ज्येष्टसङ्गीतज्ञाः प्रसिद्धाः गायकाः च आगत्य छात्राणां मार्गदर्शनं कृतवन्तः दत्तवन्तः छात्राः अपि बहु उत्सुकाः आसन् तेषाम् अभिरुचिः अपि वर्धितः तत्र आगतः एकः ज्येष्ठः सङ्गीतकारः छात्राणां कृते कथं कथं पठनीयं किं किं करणीयम् अध्ययनसन्दर्भे के के अंशाः अवधातव्याः तथा बहवः अंशान् सः उक्त्वा किञ्चित् मार्गं दर्शनं कृतवान् अन्यस्मिन् कार्यक्रमे एकः प्रसिद्धः तबलावादकः अन्यवादकाः च शताधिकं वाद्यानि आनीय तेषां परिचयं कारयित्वा पुनः वादितवन्तः तदपि बहु आनन्ददायकः आसीत् छात्राः बहु इष्टवन्तः पुनः पुनः तत् वादयतु एतत् वाद्यं वादयतु इति सर्वम् उक्त्वा बहु आनन्दम् अनुभूतवन्तः अतः एतादृशैः जनैः ये सङ्गीतम् अभ्यस्तम् इच्छन्ति ते अधिकं मार्गदर्शनं प्राप्नुयुः इति मम अभिप्रायः